अनेकानि पक्षानि अपि सन्ति बीजेपि काङ्ग्रेस् जेडि इत्यादि सन्ति तेषु बिजेपि कार्यकर्ता एकः अस्ति कृष्णप्प इति मम मम जनप्रतिनिधिः अस्ति सः न्यूनं कार्यं कृतं चेदपि उत्तमकार्यं कर्तुं प्रयते सः इदानीं जलव्यवस्था जनानां कृते कृतमस्ति उद्यानवनानि संरक्षितानि तडा तडागानां स्वच्छताकार्यम् इदानीं प्रचलति अतः अतः सः जनप्रतिनिधिः उत्तमः इति अहं मन्ये